हरिः ओम् हा किं किं करोति फ़ोन् न उत्थापयति सम्यगस्ति वा नास्ति वा हा अस्ति खलु हा इदानीं तु हा तदेव बहूनि दिनानि जातानि खलु ह्म् ह्म् ह्म् ह्म् एवं वा हा हा अस्तु इदानीं टेबुल् ह तदपि अस्ति पुनश्च डैनिङ्ग् उत्पीठिका अस्ति पुनश्च तद् इदानीम् एकं शीतलीकरण यन्त्रमेकं सम्यगागतमस्ति तद् विल्फ़ुल् इति नाम अस्ति तद् स्वीकरोति चेत् सम्यग्भवति इति अहं दूरवाणीं करोमि इति चिन्तितवान् एस्टिफ़ुल् फ़िव शीतलीकरणयन्त्रमेकमस्ति हा मूल्यं तु प्रायः एवं लोकाल् जनाः स्वीकुर्वन्ति चेत् तेषां कृते अहं दशशहस्र रूप्यकाणि इति वदामि स्म परन्तु

पुनश्च व्यजनमपि सम्यगागतं भोः तत् किम् एस् सी सी टी नाम अस्ति तस्य स्वीकरोति वा व्यजनं हा हा व्यजनमपि अपेक्षितं चेदहं प्रेषयामि कति प्रेषयामि नव दश कति ओ दश अपेक्षितं वा हा तत्र हा हा सत्यं पठनस्य कृते उत्पीठिका वा सत्यं तदपि अस्ति तत् पुनश्च तन्निमित्तं परन्तु दिनद्वयं किञ्चित् प्रतीक्षा कर्तव्या अस्ति हा दिनद्वयं प् प्रतीक्षां करोति चेत् समनंतरमहं प्रेषयिष्यामि

ओ हो च तद् आसन्दादिकम् अस्ति वा ओहो आसन्दादिकमपि अस्ति अस्ति अपेक्षितं चेद् तत्र एकं तु बहु सुखासन्दः अस्ति तत् उपवेशने बहु आरामदायकः इति इदानीं तु नूतनं तस्य सर्वं पश्यामः चेत् नूतनरूपेण आगतमस्ति अतः तदपि स्वीकरोति चेद् सम्यग्भवति वा

हा हा मूल्यं तदेव नाम टेन् थौसन् अभ्यन्तरे एव सर्वम् अस्ति तदनुगुणम् अहं कर्तुं शक्नोमि चिन्ता नास्ति अ हा एवं खलु

हा अस्तु तर्हि हा ह्म् ह्म्